द्व्यशीत्यधिकनवदशशततमवर्षस्य नवम्बर् मासस्य पञ्चविंशतिदिनाङ्कः षडशीत्यधिकनवदशशततमवर्षस्य आगस्ट् मासस्य चतुर्विंशतिदिनाङ्कः द्विषष्ट्यधिकनवदशशततमवर्षस्य डिसम्बर् मासस्य द्वितीयदिनाङ्कः चतुरशीत्यधिकनवदशशततमवर्षस्य सेप्टम्बर् मासस्य पञ्चविंशतिदिनाङ्कः द्वादशाधिकद्विसहस्र श तमवर्षस्य मार्च् मासस्य सप्तविंशतिदिनाङ्कः